गणकीकृतकला अपेक्षया मानवनिर्मितकला विशिष्टा एतत्तु सत्यमेव यतो हि गणकीकृता या कला वर्तते सा कला एव परं तत् सम्यकपि भ सा सम्यकपि भवति कला परन्तु तस्मिन् भावः एव न भवति नाम विनाभावमेव तद् निर्मितं भवति तथा च दोषः भवति चेत् तत्र पुनः तद्वारणार्थं बहु कष्टमेव परन्तु मानवनिर्मिता या कला सा बहु तदपेक्षया भिन्ना वर्तते यतो हि तस्मिन् भावः वर्तते तस्मिन् तस्यां कलायां प्रीतिः अपि भवति येन च सा अधिका सम्यक् अपि भवति इति एतत्तु सत्यम् तथा च यदि मानवनिर्मिता या कला सा गणकीनिर्मिताकलापेक्षया किमर्थम् अधिकं प्रमुखम् इति चेत् तस्यां कलायाम् आदौ तु भावः भवति तथा च कुशलता अपि अधिका भवति मानवनिर्मितकलायाम् परन्तु गणकीकृता या कला वर्तते तस्मिन् कुशलता प्राप्तुं बहु कष्टम् अतः मानवनिर्मिता कला विशिष्टा इति मम अभिप्रायः वर्तते इति वक्तुम् इच्छामि